हरिः ओम् नमस्ते महोदय मया एकस्य नाटकस्य हस्तलिखितस्य अनुवादः कर्तव्यः वर्तते तस्य विषये अहं प्रष्टुमिच्छामि किं भवन्तः इदं कार्यं कुर्वन्ति अस्माकम् अत्र अभिज्ञानशाकुन्तलमिति नाटकं वर्तते तस्य ग्रन्थलिपिः अस्ति ग्रन्थलिप्यां अस्यां लिप्याम् अयं ग्रन्थः वर्तते तस्य अस्माभिः संस्कृतदेवनागरीलिप्यां तत्र अनुवादः कर्तव्यः अस्ति

एवं एवं वा तर्हि मया तत्र अनूद्य न देते दातव्यं खलु भवन्तः तत् कारयिष्यन्ति वा तस्य कृते अस्माभिः कियत् तत्र पारिश्रामिकं देयं भवेत् एवं परन्तु तस्य प्रकाशनमपि अस्माभिः करणीयं वर्तते अतः प्रकाशनाय किन्तु धनं अपेक्ष्यते वा तदर्थं तस्य परिश्रमः कियान् भवति पारिश्रामिकं कथमस्माभिः देयम् आन्लैन् देयमस्ति अथवा केश्रूपेण नाम तत्र प्रदेयम् इति कृपया सूचयन्तु

अस्तु तत् अस्माभिः अस्माकम् एकलव्यपरिसरतः तस्य प्रकाशनं करणीयमस्ति तदर्थं का प्रक्रिया वर्तते तस्याः प्रक्रियायाः

अस्तु धन्यवादः महोदय अस्तु अहम् अस्माकम् अत्र निदेशकाः सन्ति तान् पृष्ट्वा अहं भवते सूचयितुं भवन्तं सूचयिष्यामि धन्यवादाः नमस्ते